हा हरियोम् हरियोम् हा हा जय् श्रीरां नमस्ते भोः कः सम्भाषणं करोति का सम्भाषणं देविका हो हो हो ज्ञातवती अम् अद्य सत्यम् अहमद्य नागतवती मम बन्दुगृहे गन्तुमासीत् अतः तत्र गतवती इदानीं किञ्चित् समयात् पूर्वमेव आगतवती अस्तु वा अनन्तरं कथं कृतवती अद्य कार्यं सम्यक् अभवत् सम्यक् अभवत् वा इदानीं किमर्थ आं कृतवती वा अस्तु उत्तमं कृतवती तर्हि इतोपि भवत्याः समीपे किं वदामि इत्युक्ते एक परश्वः एतदस्ति खिल दीपावळि उत्सवः तदा बवती अदिकतया किञ्चित् कार्यं करणीयम् अस्तु वा किञ्चित् अधिकं कार्यं करणीयमस्ति हा

हा दीपावलिदिने दीपावलिदिने एव भव हा सत्यं दीपावलिदिने एव आगन्तव्यमिति हा हा अस्तु अस्तु अस्तु अस्तु चिन्तामास्तु भो अन्यगृहे कृत्वा एव आगच्छतु तद् पूर्वे पूर्वदिने एव किञ्चित् शीघ्रमागत्य किञ्चित् कार्यं कृत्वा ददातु मम कृते किञ्चित् इत्युक्ते मम गृहे बन्दुजनाः बहुजनाः आगच्छन्ति पश्यतु सर्वे आगच्छन्ति अत्र वस्त्रप्रक्षालनं करणीयं वस्त्राणि बहु बरड्शी आच्छादः इत्यादयः सन्ति तत्सर्वं करणीयम् अनन्तरं स्वच्छता कर्तुम् अस्ति तत्र दीपानां सिद्धाता कर्तुमस्ति दीपावळि खलु अतः ह्म् अलङ्कारमस्ति अलङ्कारं करणीयमस्ति दीपालङ्कारः अस्ति अतः सर्वमपि जलं तुलसि सस्य तत्र गोमयं स्थापयित्वा सम्मर्जनमेतत् मार्जनमस्ति गोम हा हा भव अस्ति वा भवत्याः गृहे मम गृहे नास्ति ए मम गृहे गोमयं नास्ति भगिनि तत्र समीपे लभ्यते चेत् भवति आनयति वा हा भवती आनयतु तदेव उत्तमम् अस्माकं गृहे नास्ति अत्र समीपस्य गृहे अस्ति परन्तु ते अपि अवश्यकम् इति वदन्ति न वा अतः मम हा अस् हा अस् ह ह सत्यं हा

किम् क्षीरं दीपावळिप्रति क्षीरम् अवश्यकं वयं सर्वदा अत्र समीपस्य गृहतः एव स्वीकुर्मः तत्रैव स्वीकुर्मः भवती गोमयं साद्यं चेत् आनयतु गोमयम् गोमयम् अवश्यकं भवति तदानयतु अनन्तरं किञ्चित् कार्यम् अस्ति स्वच्छता करणीयमस्ति अत्र भवत्याः चिन्ता मास्तु अहं ददामि भवती धनस्य एतन्मध्ये चिन्ता मास्तु अहं ददामि ददामि भोः ददामि हा अस्तु सत्यमहं जानामि खलु जानामि अहं जानामि हा अस्तु अस्तु अस्तु भोः ददामि चिन्ता मास्तु अस्तु स्थापयामि वा हा स्तापयामि हा